अस्माकं प्रदेशे स्त्रीणां स्थानं अतीव उत्कृष्टमस्ति अस्माकं मान्यता इयं वर्तते यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः यत्रैतास्तु न पूज्यन्ते सर्वास्तत्र अफलाः क्रियाः नाम यत्र स्त्रीणां सम्माननं भवति तस्मिन्नेव स्थाने परमेश परमेश्वर्याः कृपा भवतीति अस्माकं महर्षीणामुपदेशः यदि एतासां सम्माननं न भवति तर्हि यावन्त्यः क्रियाः वा भवतु तावन्त्यः सर्वाः अपि निष्फलाः एव भवन्तीति अस्माकं पूर्वजानाम् उपदेशः सम्प्रति काले ते शिक्षणेऽपि अग्रगामिण्यः ताः महिलाः अत्रत्याः शिक्षणेऽपि अग्रगामिण्यस्सन्ति तत्र देशस्य रक्षणे सैनिकक्षेत्रे च स्वयोगदानं प्रयच्छन्ति समस्या नाम यावत् पर्यन्तं समाजः तासाम् उन्नतये नोपकुरुते तावत् पर्यन्तं समस्या एव यट् यस्मिन् समाजे तासां प्रोत्साहनं न भवति प्रोत्साहनाभावः प्रोत्साहन प्रोत्साहनस्य अभावः एव समस्या भवति अन्यत् अन्या कापि समस्या नास्ति